नमस्ते चालक महोदय अहं मङ्गलूरुनगरतः मैत्रेयीगुरुकुलमागन्तव्यमिति आरक्षणं कृतवती परन्तु मङ्गलूरुनगरतः आगन्तुम् अहं न शक्नोमि तदर्थं भवन्तः बिसि रोड् आगत्य बिसि रोडतः मां पिक् अप् कर्तुं शक्नुवन्ति वा अहं बिसि रोडतः मैत्रेयीगुरुकुलम् आगच्छामि